हा हरिः ओम् ट्रविन्ड्रम् ट्रावेल् एजेन्सि कः एतत् हा वदतु किं सहायं कर्तुं शक्यते हां भवतु कुतः कथम् आगच्छति अग्रिमवासरे हा एकाकी वा हा अस्तु कुत्र कुत्र गन्तव्यम् इति अहं वदामि साहायम् अहं करोमि चिन्ता मास्तु सोमवासरे कदा आगच्छति प्रातःकाले दशवादने आगच्छति ततः अहं कार्यानं चलति किल कार्यानं कार्याने अहम् आगच्छामि द्विचक्रिका आवश्यकी वा आ चलति चलति द्विचक्रिका क कियत् कियत् दिनानि अत्र भवति दिनत्रयं तत् अत्र भवति कुत्र कुत्र मन्दिरदर्शनमिच्छति वा बीचस् अवा सागरदर्शनम् अस्ति इच्छति वा किम् इच्छति अत्र द्रष्टुम् अत्र प्रसिद्धम् एकं मन्दिरमस्ति पद्मनाभस्वामि क्षेत्रम् इति विश्वप्रसिद्धमस्ति न इच्छति वा प्रकृतिरमणी एतत् तादृशमस्ति तादृशम् इच्छति वा भवान् द्रष्टुम् अत्र अम्बूरि इति एकः ग्रामः अस्ति तत्र वाटर्फ़ाल्स् सर्वमस्ति तिरुवन्तपुरतः प्रायेण प्रायेण एकघण्टा एव पर्याप्तम् तत्र गन्तु रात्रौ रात्रौ तत्र एव क्याम्प् कर्तुं शक्यते क्याम्प् फ़यर् सर्वं कर्तुं शक्यते तत्र इच्छति चेत् तदेव तत्र गन्तुं शक्यते तदनन्तरं कुत्र अन्यत् किं कुत्रापि गन्तुं शक्यते तद् प्लान् कृत्वा वदामि आहत्य कति रुप्यकाणि इति ह्म् अस्माकम् एकं पेकेज् अस्ति हा आम् अम्बूरि इति एकः ग्रामः अस्ति अम्बूरि इति एकः ग्रामः अस्ति तदनन्तरं कोवलम् इति सागरस्य प्रसिद्धमस्ति एतत् सागरं सर्वं तिरुवन्तपुरस्य प्रसिद्धः बहु प्रसिद्धः स्थलानि सन्ति एतत्सर्वम् तत्र सर्वं गन्तुं शक्यते एतत् पेकेज् रूपेण अस्ति द्विरात्रौ त्रयः दिनानि एतादृशं पञ्चशाधिकसहस्ररूप्यकाणि भवन्ति प्रायेण आम् इच्छति चेत् बुक् कर्तुं शक्यते इदानीं बुक् कृ करोमि वा तद् व्यवस्थाम् अहं करोमि चिन्ता मास्तु चिन्ता मास्तु भोजनम् एतत् सर्वम् इन्क्लूडेड् अस्ति हा भोजनं प्रकोष्टं एतदेव तत्सर्वं एतद् न्यूनं प्रयत्नः न्यूनः एव किल एतद् अधिकं नास्ति त्रिदिनमस्ति एतत् सर्वं करोमि तदनन्तरं पञ्चशताधिकसहस्रम् अधिकं नास्ति इच्छा अस्ति हा तदेव अहं वदामि प्रकोष्टं भोजनं तद् भ्रमणं सर्वं करणार्थम् एक पेकेज् अस्ति तदेव पञ्च सहस्रं पञ्चसहस्रं नास्ति क्षम्यतां पञ्च अत्र दिनात्मकं पेक् पेकेज् अस्ति पेकेज् एव पेकेज् एवं वदामि यद् इच्छा अस्ति चेत् वदतु अहं बुक् करोमि हा एतदेव फ़ोन् नम्बर् अस्ति किल हा आह्वयामि धन्यवादः